देशीय चिकित्सापद्धतीनां विषयः इत्युक्ते आयुर्वेदमध्ये एतद् अन्तर्भवति आयुर्वेदमध्ये किमपि केमिकल् तादृशीं वस्तुनः ते उपयोगं न कुर्वन्ति इति कारणतः सर्वाः रोगाः अपि शीघ्रतया शमनं न प्राप्नुवन्ति इत्युक्ते झटिति तस्य शमनं न भवति इत्युक्ते झटिति शमनं भवति इत्युक्ते तत् तावद् झटिति एव आगच्छति इति तत्र आयुर्वेदे एवम् इत्युक्ते मूलतः न गच्छति इति तत्र आयुर्वेदस्य एवं मूलमस्ति इत्युक्ते अस्माकं शरीरे तद् रोगः भवति चेत् एकस्मिन् दिने किमपि औ एतद् ओषधिः किमपि म्याजिक् कर्तुं तत्र न शक्यते अतः त याः रोगाः भवन्ति तान् शमनं कर्तुं दीर्घकालः कालः आवश्यकः इति अयुर्वेदमध्ये इत्युक्ते एकदिनस्य चिकित्सा न भवति तत्र उदाहरणार्थम् इदानीं किमपि पञ्चकर्मचिकित्सा भवति चेत् ते एकं दिनं चिकित्सां कुर्वन्ति तथा अनन्तरं पुनः विरामं देहस्य निमित्तं शान्तता भवति इति विरामं यच्छन्ति तद् देहनिमित्तम् कस्य देहस्य कृते किं किं योग्यं भवति तादृशं दृष्ट्वा ते एतद् चिकित्सां यच्छन्ति अतः तेषां चिकित्सापद्धतिः एव लभ्यमाना इव भवति इत्युक्ते तत्र एकस्य व्यक्तेः कृते सर्वं समानम् औषधं न भवति इदानीम् क शरीरस्य प्रकृतिः कथं कथं भवति तादृशं चिकित्सां ते यच्छन्ति अनन्तरम् एकस्य चिकित्सा निमित्तं तद् रोगस्य निर्मूलनं न भवति चेत् अन्यां चिकित्सापद्धत्या अन्यां विद्याचिकित्सया ते रोगस्य निर्मूलनं कुर्वन्ति किन्तु शरीरस्य कृते किमपि हानिं न जनयति एषा चिया देशीयचिकित्सा पद्धतिः अतः अस्माभिः देशीयां चिकित्सापद्धतिम् अनुसरणे दीर्घता भवति चेदपि चिन्ता नास्ति अस्माकं जीवने देशीयपद्धतिचिकित्साम् अनुसरणीयम् इति अस्माकं भारतीयानाम् एवम् विचारः भवति चेत् सम्यक् इति मम विषयः पूर्वम् अस्माकं ऋषं ऋषिमुनयः आसन् तदा तु एवं किम् अलोपती मेडिशन्स् तु न आसीदेव ते देशीयचिकित्सापद्धतिमध्ये एव चिकित्सां स्वीकृत्य दीर्घायुषी आसन् इत्युक्ते आयुः अधिकं भवति इदानीं प्राणायामेन प्राणायामेन योगेन अन्य अन्य अस्माकं देशीयाः याः याः चिकित्साः सन्ति खलु तादृश्या पद्धत्या अस्माभिः चिकित्सां स्वीकुर्वन्ति चेत् तादृशीम् पद्धतिषु अस्माकं शरीरं श शरीरं सुदृढं भवति इति अस्माकम् आशयः आसीत्